वस्तुतस्तु अहं पुष्पाणि बहु इच्छामि एवञ्च सस्यानि अपि मम उद्याने विद्यमाण परिवर्धितफलपुष्पेभ्यः अहं प्रतिदिनं जलं सिञ्चनं करोमि पुनः तेषां कृते

मेन्युर् ददामि प्रतिदिनं दास्यामि पुनः प्रतिदिनम् अनपेक्षित सस्यानि इत्यादि चित्वा क्षिपामि अन्यत्र अनन्तरं तानि फलानि पुष्पाणि स्वीकृत्य आदौ देवस्य कृते समर्पयित्वा नैवेद्यं कृत्वा पुनः गृहजनानां कृते अथिति अथिते अतिथी अतिथान् अथितेः कृते एवं ये ये गृहं प्रति आगच्छन्ति मम अद्यापकस्य कृते एवं भिन्नभिन्नजनानां कृते दास्यामि पुनः तानि पुष्पाणि यदहं समर्पितवती देवस्य कृते तत् स्वीकृत्य पुनः मम शिखा अलङ्कारार्थं स्थापयामि इदमेव मम नित्यकार्यं वर्तते तानि फलं पुष्पेभ्यः अहं पुनः प्रतिदिनं स्वीकरोमि तत्पुनः वर्धनं भवति इदमेव एक नित्यकार्यं वर्तते